हरिः ओम् आम् आम् आम् अहं नन्दमहोदयः वदामि भवान् कः ओ आम् आम् आम् आम् ओ तत्र वा आम् आम् आं सम्यग् सम्यग् अस्ति आं वदतु वदतु आम् अहं तु स्थले अस्मि भवान् श्रावयतु आम् आम् आम् अस्मा अस अस्माकं अस्माकं सद्यः एव नीतिपरीक्षा समाप्ता एवं एवं एवं अस्तु तर्हि अन्येषु विषयेषु तु सम्यग् अस्ति प्रायः

एवं वस्तुतः अस्माकं गणिताध्यापकः सम्यग्रीत्या पाठयति तत्र शङ्का एव नास्ति तथापि गणितविषये कदाचित् अन्य यदि परीक्षा समये तत् भीतिः वा भयं वा आगता स्यात् यतो हि सः तु सम्यग् अस्ति अहं जानामि तस्य बुद्धिः बुद्धिः एवं च चिन्तनं लेखनं पठनम् इत्यादि सर्वं सम्यग् अस्ति अहं या यावत् जानामि किन्तु तावत् परीक्षायाः परिणामः किमर्थं न्यूनः आगतः इति अहं न जानामि तथापि अहं चिन्तयामि तस्य परीक्षासमये भीतिः वा किमपि आसीत् अनारोग्यं जातं वा तस्मिन् समये आरग्यम् एवम् एवं चिन्ता चिन्ता मा कर्तव्या एव यतो हि अन्येपि परीक्षा प्रथमा एव समाप्ता अस्ति इतःपरमपि अन्यासां परीक्षाणां स्थानमस्ति तत्र इतोऽपि सम्यग्रीत्या सिद्धता कार सिद्धता करणीया भवति चिन्ता नास्ति तथापि अहम् एकवारं तस्य गणितं यत् परिणामपत्रं तत् पश्यामि एवं च तस्य यत् उत्तरपत्रं उत्तरपत्रमपि एकवारं पश्यामि कुत्रचित् त्रुटिः कृता स्यात् आम् आम् अहं आम् आम् आम् आम् अहं कक्षा शिक्ष शिक्षकेन साकं सम्भाषणमपि करिष्यामि एवम् आम् आम् एवम् एवं आम् आम् आम् आम् अस्तु भवान् कदाचित् विद्यालयं आगच्छतु तदा मिलामः ह ह अस्तु अस्तु अस्तु ह धन्यवादः नमस्ते